नमस्ते आं कुशली कुशली हा हा हा श्रीकृष्णभट्टः सत्यं सत्यं सत्यं सत्यं सत्यं ज्ञातं ज्ञातं बहु सम्यक् बहु सम्यक् समीचिनं समीचिनं भोः अस्माकं प्रदेशे अहं यथा करोमि तथा कोपि न करोति अस्माकं अनुचरः दृष्टवानस्ति भवतां द्विचक्रिकां किम् तद्गतमस्ति तदेकं चैन् भवति खिल तद्गतं एवम् एवम् आं पुनश्च एकं डिस्क् ब्रेक् इति एकं भवति तद् यदा सञ्चारः भवति तद् अवरिद्धुं एकं ब्रेक् भवति खिल तद् तदपि गतं अस्ति एतद्वयं पुनः अन्यत् नूतनं संस्थापयि संस्थाप्यते चेत् सम्यक् भवति सत्यं सत्यं अहमेव स्थापितवान् तदानीं भवद्भिरुक्तं खिल इदानीं बहु वित्तं नास्ति अतः किञ्चित् दृष्त्वा स्थापयन्तु इति अतः अहं किञ्चित् लोकल् एतदृशं स्थापितवान् अत्रैव आनीय तत् कथं न न न तत्

सं समीकरणं कर्तुं शक्यते महोदय इदानीं किं भवति इत्युक्ते पुनः एकस्मिन् अग्रिममासे एव भवान् आगच्छति एतत्पुनः गतमिति तदानीं भवद्भिः किं चिन्त्यते अस्माकं कार्यमेव सम्यक् न भवतीति चिन्त्यते एतादृशं कदाचित् एवमेव सम्यक् सत्यं धनस्य किम् महोदय धनस्य किम् भवन्तः एतादृशं चिन्तयन्ति वाहने किं भवति इदानीं भवान् इदानीं किञ्चिद्धनं गच्छति चेत् वाहने किं भवति कदाचित् किञ्चदपि सम्यक् न भवति चेत् अग्रे कथं सत्यं सत्यं वक्तुं न इच्छामि तथापि समस्याः भवन्ति खिल सत्यं सत्यं भवान् सम्यगेव इदानीम् आपणचयनं सम्यक्कृतवानस्ति तथापि एकं कार्यं कुर्मः तत् डिस्क् ब्रेक् अस्ति खिल तत् किञ्चिदिव तस्य वित्तमपि अधिकं भवति पुनश्च आनेतव्यं भवति इति कारणतः सद्यःकाले तु अहं समीकरणं कृत्वा ददामि तथापि तत् चैन् अस्ति खिल तत् चैन् रिप्लेस्मेण्ट् नूतनमेव स्थापनीयं भवति अतः तस्य केवलं न नवशतं भवति तत् निश्चयेन निश्चयेन एकं कार्यं कुर्मः भवन्तः सर्वदापि अत्रैव आगच्छन्ति इति कारणतः मम तत्र लाभं न पश्यामि केवलं अष्टशतं ददातु तदहं एतत् ब्रेक् तु सद्यः काले इदानीं समीकरणं कृत्वा ददामि तथापि पुनः प्रायः अस्मिन् वा अग्रिमवर्षे पुनः नूतनं स्थापनीयं भवति सप्तशतं वा अस्तु अस्तु तत्सत्यं भोः अस्तु अस्तु चिन्ता नास्ति कुर्मः अस्मिन् पर्याये कुर्मः अग्रिमपर्याये एवं न पृच्छतु वित्तं न्यूनं कर्तव्यमिति आ अस्तु तथैव कुर्मः सप्तशते कुर्मः भवान्त भवान् अद्यैव सायङ्काले आगच्छति चेत् सिद्धं भवति पञ्चवादने आगच्छति चेत् सिद्धमेव भवति हा निश्चयेन निश्चयेन अस्तु अस्तु निश्चयेन निश्चयेन अस्तु महोदयः